अद्य बालकाः तत्र खोक्को अनन्तरं वोलीबोल् हेण्ड्बोल् बास्केट्बोल् अनन्तरं हाकी इत्यादि नूतनक्रीडाः तदनन्तरं किं भवति आन्लैन् द्वारा बहवः क्रीडाः अधुना भवति नाम रम्मी भवति तदनन्तरं लूडो इत्यादिक्रीडाः भवन्ति परन्तु अस्माकं तु कायिकक्रीडा नाम कबड्डी वोलीबोल् फुट्बोल् क्रिकेट् पुनः बास्केट्बोल् टेन् बाड्मिण्टन् इत्यादि क्रीडाः नूतनं नूतनतया क्रीडन्ति